मम इष्टतमः लेखकः एस् एल् भैरप्पः एते कन्नड भाषायाः लेखकाः सन्ति किमर्थं एते इष्टाः इति चेत् एतेषां भाषा सरलतया अवगम्या वर्तते पुनश्च एतेषां लेखनशैली मया बहु इष्यते एतेषां पुस्तकानि बहवः सन्ति तस्मिन् पर्व दाटु नायिनेरळु सार्थ एवं बहूनि पुस्तकानि तैः लिखितं वर्तते